मृत्तिकाजलं वायुः सूर्यस्य प्रकाशः उष्मा च एतान् प्रेषयन्ति वृक्षाः अस्मभ्यं पुष्पाणि पत्राणि फलानि काष्ठानि आदीनि बहूनि वस्तूनि यच्छन्ति सत्यमेव कथ्यन्ते परोपकाराय फलन्ति वृक्षाः वने बहवः वृक्षाः सन्ति न वानराः चीक्रोडाः खगाः च वृक्षेषु वसन्ति ग्रीष्मकाले वृक्षाणां छायायाम् पथिकाः विश्रामं कुर्वन्ति शुष्कवृक्षाः अपि उपयोगिनः भवन्ति वृक्षाः कार्बन्डैआक्सैड् इति वायुं गृह्णन्ति वृक्षाः प्राणवायुं विसृ विसृजन्ति वृक्षाणां मूलानि जलसङ्ग्रहणं कुर्वन्ति सो ऋत्वाधारितपादपानां कृते कानि कानि सावधानानि स्वीकरोमि इति इत्युक्ते ग्रीष्मऋतुः ग्रीष्मकाले अहं ग्रीष्म ऋत्वाधारितपादपानां रोपयामि वसन्तकाले वसन्तकाले वसन्तकालाधारितं पादपानां रोपयामि ऋ ऋत्वाधारितं पादपानां रोपयामि चेत् रोपयामि चेत् रोपयन्ति चेत् जनाः अनेकाः अह खगाः बहूनि उपयोगं स्वीकुर्वन्ति अतः वयं सर्वे मिलित्वा ऋत्वाधारितपादपानां विषये किं कानिचन कानिचन सावधानानि स्वीकर्तुम् अत्यन्तम् आवश्यकम् अस्ति अतः विविध ऋत्वाधारितम् अत्र षष्ठ ऋतवः सन्ति ऋतवः सन्ति वसन्त ग्रीष्म शशिर वसन्तग्रीष्मशशिर इत्यादयः ऋत्वाधारितपादपानां कृते अनेकानि सावधानानि स्वीकर्तुम् अत्यन्तम् आवश्यकम् अस्ति ऋत्वाधारितपादपानां रोपयन्ति चेत् ऋत्वाधारितपादपानाम् रोपयन्ति चेत् वयं सर्वे ऋत्वाधारितम् आहारं स्वीकर्तुमपि शक्यते ऋत्वाधारितम् आहारं स्वीकर्तुं चेत् वयं सर्वे आरोग्यं प्राप्नुवन् प्राप्नुं प्राप्तुं शक्यते अतः अतः ये ये ऋतवः ये ऋतवः आगच्छति ये ये ऋतवः आगच्छन्ति यत्यत् ऋत्वाधारितं पादपानां रोपयत् रोपयितुम् अत्यन्तम् आवश्यकम् अस्ति अतः वयं सर्वे विविध ऋत्वाधारितपादपानां कृते कानि कानि कानिचन सावधानानि सावधाननि स्वीकर्तुम् अत्यन्तम् आवश्यकम् अस्ति